अहम् अखिलभारतवाक्श्रवणसंस्थायां पठन्ती अस्मि अहम् एका श्रवणशास्त्रज्ञा वाग्भाषातज्ञा अस्मि मम वृत्तौ अग्रे अहम् अनेकबालानां बालिकानां कृते वाक्श्रवणधोषानां रेक्टिफिकेशन् कृत्वा त तेषां कृते उत्तमभाषां बोधयितुं शक्नोमि एका अत्युत्तमसेवा मानवसेवा अस्ति तदा एव अहं जीवने अपि अनेकबालानां कृते संस्कृतपाठनं मम वृत्तौ अपि भाषाबोधनं सम्यक्तया कर्तुम् इच्छामि अन्येषाम् आनन्दे अन्येषाम् सुखे एव अस्माकं सुखमस्ति इति मया विश्वसिति अतः मम जीवने तादृशं भविष्यति भवितव्यमिति मम आशा अस्ति